मया या कर्णाभरणं प्राप्ता सा भग्ना जाता अस्याः उपयोगं कथं करोमि कर्णाभरणस्य कृते अहं पञ्चशत रूप्यकाणि दत्तवती तद् व्यर्था जाता एतत् स्थितिः दृष्ट्वा अहं दुःखिता जाता अहम् अवश्यम् अस्या स्थितिविषये भवतां वेब्सैट् मध्ये लिखामि एतत् समीचीनं नास्ति मां समीचीनं कर्णाभरणं दास्यतु इति मम निवेदनम्